मया तु वृषभषकटपन्द्यः बककुक्कुटयुद्धम् अथवा पशुसम्बद्धक्रीडाः कुत्रापि न दृष्टाः किन्तु बहु श्रुतमस्ति एतादृशक्रीडाः भवन्ती इति कुत्र इति चेत् तत्र ग्रामीणप्रदेशे यदा जात्रामहोत्सवः भवति तत्र एतादृशाक्रीडाः आयोजिताः भवन्ति अर्थात् इदानीं कुक्कुटयुद्धमस्ति तत्र यः कु्ककुटः जयं प्राप्नोति सः तु अवश्यं बहुमानं प्राप्नोत्येव अपि च यः पराजितः पराजितः पराजयं प्राप्नोति सः तु देवाय अर्पितः भवति केचन तु तत्र धनं स्थापयन्ति यः अयं जितः भवति अहं पराजितः भवति इति कृत्वा धनं स्थापयन्ति ते अर्थात् इदानीं यथा बेड्डिङ्ग् इति उच्यते तद्वत् बेट्टिङ्ग् कुर्वन्ति तत्रापि एवं तु तत्र युद्धं भवति चलति अतः तत्तु परम्परारूपेण आगतमस्तीति वदन्ति अतः अस्माभिः पुनः प्राणिनां प्राणिनां क्लेशः भवति इत्यतः क्रीडा मास्तु इति वक्तुं न शक्यते तेषां परम्परानुसारम् आगता भवतीति कृत्वा तत्र अस्माभिः पुनः आक्षेपः कर्तुं न शक्यते एवमेव मेषयोः युद्धमपि भवति तत्रापि तद्वदेव यः पराजितः पराजयं प्राप्नोति सः देवाय अर्पितः भवति यः जयं प्राप्नोति सः बहुमानं प्राप्नोति एवमस्ति अत्र यदि पुनः उच्यते किं प्राणिनां क्लेशः भवति इति तर्हि ते वदन्ति तस्य सृष्टिरेव युद्धार्थं वर्तते इति किमर्थम् इति चेत् मेषस्य शिरोभागः यः वर्तते सः बहु दृढः भवति दृढः अस्ति इत्युक्ते इति कृत्वा एव तयोः युद्धं कार्यते इति अन्यत् सर्वं किमर्थं युद्धं कार्यते इति मयापि स्पष्टं न ज्ञायते मयापि यावत् श्रुतमस्ति तावद् मया उक्तमस्ति